यदि वयं चित्रकलायां नैपुण्यतां वर्धनम् इच्छामि तर्हि निरन्तरं प्रयासम् अपेक्षते यदि वयं निरन्तरं प्रयासं करोमि चेत् किमपि कर्तुं शक्नोमि तर्हि ज् यदि शिक्षकः अस्माकं कृते यद् गृहकार्यं ददाति तद् अह वयं यदि निरन्तरं प्रयासं करोमि चेत् ये अह वयम् एकमासम् अभ्यन्तरम् एव चित्रकलायां नैपुण्यतां प्राप्तुं शक्नोमि कारणं प्रयासेन किं न भविष्यति यदि वयं निरन्तरं प्रयासं करोमि तर्हि अवश्यमेव चित्रकलायां नैपुण्यतां प्राप्तुं शक्नोमि अस्मिन् विषये अहं युटूब्मध्ये विभिन्नं पुस्तकमघ्ये पट् पठितवती अस्मि अन्तर्जाल्मध्ये अपि एतस्य विषये बहु किमपि प्राप्यते